भारते नर्तकाः बोलिवुड्तः कियत् प्रभाविताः सन्ति भारते सर्वेभ्यः रोचमानानि कानिचन नित्यनूतनानि नृत्तगीतानि गीतानि कानि सन्ति इति प्रश्नः निश्चयेन नर्तकाः अपि बोलिवुड् क्षेत्रे अतीव प्रभाविताः नायकाः भविष्यन्ति न केवलं बोलिवुड् क्षेत्रे अपि तु मोळिवुड् क्षेत्रे टोलिवुड् क्षेत्रे इति इत्येवं सर्वे सर्वेषां सर्वस्मिन् मेखला निश्चयेन नर्तकाः प्रभाविताः नायकाः भविष्यन्ति इति सत्यं भवति तत्र प्रसिद्धाः भवन्ति बोळिवु क्षेत्रे हृत्तिक्रोशन् इत्येवं सर्वेषाम् व्यक्तिगतरीत्या एकैकः एकैकानां रीतिः विद्यते तत्र चारुता विद्यते इत्येवं चरुलता सर्वे अपि एकैकरीत्या भवन्ति तद्वत् टोलीवुड् क्षेत्रे अपि अनेकाः धनुश् इत्येवम् अनेकाः नर्तनमध्ये प्रसिद्धाः भवन्ति एवम् अल्लु अर्जुन् इत्यस्य नर्तनमपि अतीव मनोहरं तस्य रीत्या अतीव सुन्दरं च भवति इत्थं भारते भारते सर्वेभ्यः रोचमनानि कानिचन नित्यनूतनानि नृत्यगीतानि अनेकानि सन्ति तत्र प्रसिद्धाः भवन्ति कालाचश्मा नाम गीतम् इदानीं मोलिवुड् क्षेत्रे इल्लूमिनान्टी नाम आवेषं नाम चलच्चित्रतः इल्लूमिनान्टी नाम गीतं तथा नारडिता नाम टोलिवुड् क्षेत्रप्रसिद्धं गीतं जुम्का नाम गीतम् इत्येवम् अनेकानि गीतानि अपि चडुलानि तधा सर्वेभ्यो रो अतीव रुचिकराणि च अभवन्